पूर्वस्मात् कालात् भिन्नः कोऽपि अंशः इत्युक्ते अधुना सूपर् मार्केट् वा भवतु माल् वा इति भवतु किल तत् किञ्चित् उत्तमः प्रकल्पः इति एव भासते मम परन्तु तत्र किं भवति म किं किमर्थम् उत्तमः इत्युक्ते तत्र मूल्यं तु किञ्चित् न्यूनं एव भवति अपेक्षया लघु आपणानाम् अपेक्षया तत्र वस्तूनां मूल्यं न्यूनं भवति अनन्तरं सर्वे वस्तूनां प्रदर्शनं भवति इति करणेन यदा वयं तत्र गच्छामः किमपि विस्मरामः चेत् अपि तत् तु स्मृत्वा एतत् आवश्यकं इति क्रेतुं शक्नुमः एतत् बहूनि उपयोगानि तु सन्ति एव तत्र परन्तु एतस्मात् कारणात् लघु व्यापारिणः तु क्लेशं बहु अनुभवन्तः सन्ति ते माल् इव वा माल् न सु सूपर् मार्केट् इति वदामः चेत् ता तथा मूल्यं दातुं न शक्नुवन्ति तावन् न्यूनं मूल्यं दातुं न शक्नुवन्ति अतः ते तेषां जीवन उपाधिः किञ्चित् कष्टकरा जाता